भारते अर्थशास्त्रस्य महान् योगः वर्तते कौटिल्येन प्रणितस्य अर्थशास्त्रस्य विषये वक्तुं शब्दाः एव न भवन्ति तत्र गूढचर्यविषये बहू किमपि उक्तं वर्तते गूढचर्यविषया नाम गुप्ताचर्यैः समस्याः कथं भवन्ति तासां समस्यानां ज्ञानं इति गूढचर्यविषयः इति उच्यते अर्थशास्त्रे गूढचर्याणां महत्वं बहु अधिकं वर्तते गूढचर्यैः सर्वासु सर्वेषु क्षेत्रेषु गत्वा समस्याः राज्ञां समिपे कथ्यन्ते स्म एवं च तासां समस्यानां समाधानमपि राज्ञा क्रीयते च अतः अर्थशास्त्रे गूढचर्या अतीव प्रधाना वर्तते